मम ग्रामे प्रैवेट् हास्पिटल् आसीत् एवं सर्कारी हास्पिटल् आसीत् तत्र बहवः विकारस्य उपचारं कुर्वन्ति एवं शस्त्रक्रियाः कुर्वन्ति अनेकरोगस्य उपचारं कुर्वन्ति तत्र लघुबालकाः वैद्यकव्यवस्थाः उत्तमप्रकारे असीत् मम प्रदेशे सम्यक्तया वैद्यिकव्यवस्थाः उपलभ्यते अहं कोविडमध्ये बहिः न गतवान् एवं स्वस्य स्वस्य स्वास्थ्यं रक् रक्षं कृतवान् एवम् अन्येषां कृते उक्तवान् बहिः न गच् बहिः न मा गच्छन्तु इति यतो हि बहिः कोविड वर्तन्ते एवं प्रकारे कार्यं कृतवान् कोविड् मध्ये लघुबालकस्य रक्षां करोमि मम प्रदेशे वैद्यशालाः सर्वेपि प्रैवेट् मध्ये धनिकलोकाः आगच्छन्ति अपि एवं सर्कारी हास्पिटल् मध्ये न न सर्कारी हास्पिटल् मध्ये धनं मास्तु तस्य लोकः सर्कारी हास्पिटल् मध्ये गच्छन्ति